आं मया एकं बहुदिनात्मकं चारणं व्यधायि यदा अहं दशम्यां कक्षायाम् अधीयानः आसं तदानीं रूपकुण्डनामकं स्थानम् अवाप्तुं त्रिंशत् जनानाम् अस्माकम् एकः समूहः पर्वतारोहणम् आरभत तत्र उपरि प्राप्तवताम् अस्माकं मनस्सु नैकाः आपत्तयः प्राप्ताः तासु अन्यतमाः आपत्तयः आसन् टेण्ट् विशेषेषु वासः अपि च शैत्यानुभवः तत्र सर्वप्रथमं टेण्ट् विशेषेषु अस्माकं गृहस्थानं उषितुं कदाचिदपि अनुभवः नासीत् अतः तादृशं नूतनम् अनुभवं अनुभवन्तः वयं कदाचित् मनसि दुःखम् अपि अनुभवामः इति चिन्तयन्तः चिन्तितवन्तः कदाचित् एतत् नूतनमस्ति अस्माकङ्कृते इति कृत्वा कदाचित् वयं मोदमपि अनुभवन्तः आस्म परन्तु शैत्यविशेषे तु प्रायः सर्वेषामेव दुःखं तत्र प्रादुरभवत् तत्र अत्यन्तमेव स सस्मितं सहजतया तत् शैत्यं सहमानान् बालकान् वीक्ष्य अन्येषु जनेषु अपि कदाचित् वीर्यम् अथवा सोढुं शक्तिः अजायत तया च सोढुं शक्त्या अ अवश्यमेव तत्रत्यं सर्वमपि आनन्दम् अनुभवितुं जनानां निश्चयः अभूत् तेन च अवतरणावसरे सर्वेषामपि मुखानि सस्मितानि एव अभवन् अपि च अत्यन्तमेव सानन्दम् एतत् चारणमासीत् तद् इदानीमपि मम मनसि अत्यन्ततङ्किटम् अस्ति